सर्वप्रथमं तु संस्कृतस्य प्रयोगः भाषणस्य कृते अपि भवितुम् अर्हति इति जनानां कल्पना नास्ति द्वितीयं संस्कृतम् अत्यन्तं क्लिष्टं इति जनाः चिन्तयन्ति तस्य कारणम् अपि अस्ति यत् विद्यालयेषु यथा पाठ्यते संस्कृतं तेन अत्यन्तं भीतिः बालानां हृदयेषु उत्पन्ना भवति इतोपि जनाः चिन्तयन्ति यत् संस्कृतं तु मृतभाषा अतः ते संस्कृतं प्रति अत्यन्तम् अवधानं न ददति जनाः चिन्तयन्ति संस्कृतस्य प्रयोगः अधिकः नास्ति यदि कोपि संकृतं जानाति चेदपि तस्य प्रयोजनं किं इति ते चिन्तयन्ति संस्कृतशास्त्रेषु यत् ज्ञानमस्ति तद् अपारम् अपारम् इति केचन एव जानन्ति परन्तु तत्रापि बहवः बहवः चिन्तयन्ति ज्ञानं तु अस्ति परन्तु आधुनिकं ज्ञानं नास्ति तस्यापि तस्य ज्ञानस्यापि प्रयोजनं न इति अपठित्वा एव जनाः चिन्तयन्ति एताः अपकल्पनाः विद्यन्ते